हरिः हरिः ओम् हरिः ओम् आं नमो नमः नमो नमः आम् आं दूरवाणी अस्ति अत्र शाप् अस्ति दूरवाण्याः आम् आम् आम् आम् आम् आं वदतु दूरवाणी तु अस्ति एव परन्तु इच्छा अस्ति तर्हि कां दूरवाणीं स्वीकर्तुम् इच्छति भवान् आम् आम् आम् आम् आम् आम् आम् उत्तमा तु अस्ति एव भवता धनं कियद् अस्ति भवता पार्श्वे अस्तु अस्तु तर्हि समीचीनमस्ति मम पार्श्वे तु विंसतिसहस्रतः चत्वारिंशत् पर्यन्तं दूरवाण्यः अत्र सन्ति यद् इच्छति भवान् तद् अवश्यमेव नयतु आम् आम् आम् आम् आम् अवश्यमेव अत्र मम पार्श्वे अस्ति रेड् मि अस्ति सम्सङ्ग् अपि अस्ति अत्र सम्सङ्ग् रेड्मि एल्जी किमपि बहूनि अत्र दूर दूरवाण्यः सन्ति अत्र भवान् यद् इच्छति तद् वदतु किमर्थं द्वयोर्मध्ये भेदः एवमेव अस्ति यत् य रेड्मि अस्ति तत्र रेम् अस्ति तस्य तस्य रेम् अस्ति सिक्स् जीबी अनन्तरम् ए एल्जी अस्ति तस्य रेम् अस्ति फ़ैव जीबी तत्र रोम् अस्ति तत्र सेम्सङ्ग् मध्ये एकसो पच्चीस् जीबी एवम् एल्जि मध्ये अस्ति पैसेट् जीबी यद् इच्छति भवान् तद् स्वीकर्तुं शक्नोति अनन्तरम् एतस्य धनमपि अधिकं नास्ति अत्र पञ्चविंशतिसहस्रमेव अस्ति आम् आम्

किं किं सिक्स जीबी मध्ये तु मम पार्श्वे रेड्मि अस्ति एवं तु सम्सङ्ग् अपि अस्ति तत्र आं सेम्सङ्ग् सेम्सङ्ग् अपि अस्ति तत्र सेम्सङ्ग् मध्ये तु बेटरी अपि तस्य सम्यक्तया अस्ति किमर्थं तस्य सिक्स् एम् एच् सिक्स् थौसेण्ड् एम् एच् अस्ति तस्य बेटरी तस्य तापनं आम् आम् आम् आम् अवश्यमेव अवश्यमेव अहं प्रेषयामि भवान् दृष्ट्वा एवं मां सूचयतु यदि इच्छति चेत् तर्हि वरं स्यात् आं भवतु भवान् अत्र आगत्य शाप् मध्ये एव स्वीकरो स्वीकरिष्यति यत् अहमेव तत् डिलेवरी माध्यमेन तस्य प्रेषयामि अस्तु अस्तु सम्यक् अहं इदानीमेव छायाचित्रं स्वीकृत्य भवन्तं प्रेषयामि अस्तु अस्तु आम् आम् अस्तु अस्तु अस्तु धन्यवादः